मम ब्राह्मणधर्मे सामुदायिक विषयेऽपि बहु उक्तम् अस्ति उपनिषदि अर्थात् धर्मं चर सत्यं वद इत्यादिकं मातृदेवो भव पितृदेवो भव इत्यादे इत्यादीनां विषये तत्र उक्तम् अस्ति वस्तुतः किमर्थं ब्राह्मणधर्मः श्रेष्ठधर्मः इति उच्यते चेत् ते स्वार्थं न प्रार्थयन्ति परार्थञ्च प्रार्थयन्ति इति कारणात् तत्र ब्राह्मणधर्मः श्रेष्ठधर्मः इति उच्यते अ अर्थात् एकः ब्राह्मणः देवालये पूजां करोति चेत् तत्र सङ्गल्पे सः वदति अत्र लोकक्षेमार्थम् एवम् अस्य ग्रामस्य वर्धनार्थम् इयं पूजा क्रियते इति अर्थात् सामुदायिक तत्र ग्रामस्य वर्धनार्थम् इत्युक्ते केवलं तत्र एकमपि तत्र अवर्क अवकरम् स्वीकृत्य तत्र अवकरणरोले यदि स्थाप्यते चेत् तत्र सामुदायिकविषयम् इति न उच्यते परन्तु अपि तत्र समुदायस्य वर्धनार्थं देव देवस्य समीपे प्रार्थनापि सामुदायिकत्वेनैव स्वीक्रियते अतः एतादृश एवं कथम् मा मातृसेवा करणीया पितृसेवा करणीया कः पिता का माता इत्यादिका इत्यादीनां विषये तस्य कः कं किं कथं कार्यं करणीयम् इति सर्वं विषये सर्वेषां विषये तत्र उक्तमस्ति